हरि ओम् एतत् स्विगी उपहारव्यवस्थासंस्था वा अहम् अशोका ग्रेण्ड् उपहारमन्दिरतः दोसां स्वीकर्तुम् इच्छामि तत् उपहारमन्दिरम् उद्घाटितं वा अथ्वा पिहितं वा